सङ्गीतं तु मम अतीवसन्तोषदायकम् अतिप्रियं विषयं दिनस्य अधिककालम् अहं गायन्ती भवामि पाकादि अन्यत् कार्याणि कुर्वन्ती अपि सदैव गायन्ती भवामि अहं कवनमपि लिखामि तेषामपि रागं योजयित्वा गायामि सङ्गीते भगवद्भजनं मम अतीवप्रियम् भगवतः श्रीकृष्णस्य भजनम् अहं गातुं श्रोतुम् अहं सदैव इच्छामि अहं बहु वारं सङ्गीतविषये अनेकानि पारितोषकानि अपि प्राप्तवती अहं कन्नडभाषायाः हुन्दीभाषायाः संस्कृतभाषायाः कोङ्कणीभाषायाः च गीताः गायामि भारतीयसंस्कृतं मम बहुप्रियम् श्रेयागोशाल् तथा सोनुनिगम् मम प्रियगायकौ नूतनगीताभ्यासार्थम् अहं तद्गीतं बहुवारं शृणोमि अनन्तरं गातुं प्रयत्नं करोमि ड्रैविङ्ग् मध्ये अपि गीतानि शृणोमि मम गृहे अपि सर्वे सङ्गीतं प्रीणन्ति केचन भारतीयसङ्गीतं चेत् केचन वेस्टर्न् म्यूज़िक्